आं मम समीपे पुरातनं चित्रं स्वीकृतम् अस्ति पुरातनचित्राणां तावत् रील् माध्यमेन स्वीकरणं भवति स्म पुरातनचित्राणि बहुवर्षपर्यन्तं तिष्ठन्ति परन्तु नूतनानि न तथा पुरातनचित्राणां स्वीकरणं तु विलम्बेन भवति सत्यं परन्तु अधिकवर्षपर्यन्तं तिष्ठन्ति परन्तु नूतनानां चित्राणां तावत् अतिशीघ्रेण स्वीकरणं यद्यपि शक्यते अस्माभिः कर्तुं तथापि नूतनानि चित्राणि अल्पवर्षानन्तरमवे स्वतः तेषां नष्टं जायते अतः पुरातननूतनचित्रयोः मध्ये पुरातनचित्रमेव वरम् इति मम अभिप्रायः आं पुरातनचित्रेषु अधिकं भावकथा भवति एव कुतः इति चेत् पुरातनचित्राणि पुरातनं स्मृ स्मृतिनां पुनः स्मारणं कारयन्ति स्म